अस्तु नमो नमः अहं ग्राहकः अहं ग्राहकः अहं ग्राहकः अस्मि शाकानि सन्ति खलु शाकानि सन्ति खलु आं कानि कानि शाकानि सन्ति अस्तु अस्तु मूल्यं कियत् मूल्यं मूल्यं हा बहु मार्गः मार्गमस्ति भो न न तथा न तथा न तत्तु केवलं दशरूप्याणि किलोमिति इति ददातु

न न पञ्चविंशतिः तु न न पञ्चदश वा पञ्चदश किलो पञ्चदश पञ्चदश हा यदा यदा सम्यक् भवति चेत् अहं स्वीकरोमि

विंशतिः किलोमिति विंशतिरूप्यकाणि विंशतिः किन्तु यदा अन्यत् तत्र ग गच्छामि तत्तु दश इत्युक्तवान् दश किलोमि इति

नैव सः न न दश एव दश एव स्वीकु पशन्तु इदानीं कानि कानि आवश्यकानि एकवारं शृणोतु सम्यक् सम्यक् तत्र पशन्तु कारवेल्लं कारवेल्लम् अनन्तरम् आलुकं पलाण्डुः अनन्तरं किं वदामः वार्तिकी इति आवश्यकं किन्तु तस्य न्यूनं मूल्यं न्यूनं करोतु न्यूनं कृत्वा एव ददातु हा मूल्यं न्यूनं कृत्वा एव हा हा दश हा पञ्चदश अस्तु अस्तु सम्यक् अस्ति हा किन्तु न्यूनम् अस्तु अस्तु न्यूनं मूल्यं कृतवन्तः हा येषां हा अस्तु अस्तु धन्यवादः तर्हि सम्यक् हा किन्तु सम्यक् भवति अहं न न सम्यक् अस्ति अस्तु चिन्ता नास्ति स्वच्छम् अस्ति वा अस्वच्छं नास्ति कीटकानि न सन्ति खलु कारवेल्ले कीटकानि सन्ति खलु हा ये हा

समीचीनं किन्तु दश एव स्वीकुर्मः चिन्ता नास्ति अस्तु अस्तु अस्तु धन्यवादः धन्यवादः